मया एकम् ऐरन् स्वीकृतं तत्र किमपि सम्यक् नास्ति तस्य तापमाननियन्त्रकः अपि समीचीनं नास्ति कदाचित् तु झटिति उष्णतां प्राप्नोति कदाचित् अर्धहोरापर्यन्तमपि उष्णतां न प्राप्नोति इति